मया एतावता केचन कठिनानि व्यञ्जनानि दृष्टवान् अस्मि तत्र फनसफलम् इति मया कठिनपदार्थः इति मया लक्षितः वर्तते तद् किमर्थं कठिनपदार्थः इति चेत् तेन यद् मलिनं भवति तद् निवारणं बहु कष्टं तद् अनन्तरं तत् स्वीकृत्य व्यञ्जनं कर्तुमपि बहु कष्टमस्ति तद् निवारयितुं तैलमपेक्षितम् असीः अपेक्षितः अनन्तरं बहूनि सल सलकरणानि अपेक्षितानि अतः तद् स्वीकृत्य व्यञ्जनं कर्तुं बहु कष्टं भवति इतोपि एकमस्ति सीमे बदने इति यदा तद् स्वीकुर्मः तद् तस्य उपरितनं यद् उपरितनभागः यद् निवारयामः तद् निवारयितुमेव बहु कष्टम् अनन्तरं यदा अस्माकं हस्तं पश्यामः तदा कृष्णयुक्तं भवति यदा तत् कृष्णयुक्तं भवति तद्द्रष्टुमेव अशक्यं तद् अनन्तरं निवारयितुमपि बहु कष्टं भवति मया एतावता द्वयोः व्यञ्जनयोः कष्टम् अनुभूतवान् अस्मि इतोपि एकमस्ति सुवर्नगेड्डे इति तद् यदा पश्यामि तदपि तस्य उपरितनभागः निवारयितुं श कष्टं भवति तद् कट् कर्तुमपि असीः अपेक्षितः अनन्तरं तद् यदा कट् कुर्मः व्यञ्जनं कर्तुं बहु कष्टकरं भवति तद्द्रष्टुमेव न शक्यते तद्यदा वयं व्यञ्जनं कृत्वा खादामः तदा तस्य स्वास्थ्यकरं भवति